मम प्रदेशे प्राधान्येन जनाः सङ्गणकव्यापारं कुर्वन्ति अथवा यन्त्रशालायां कार्यं कुर्वन्ति यन्त्रशाला तु अस्ति एव तस्मात् तत्र गत्वा कार्यं कुर्वन्ति पा प्रधान्येन सङ्कणकव्यापारम् अन्यथा शाकादिकं विक्रयणं कुर्वन्ति अध्यापयन्ति अध्यापकाः बहवः सन्ति इति कृत्वा अध्यापकाः अध्यापनं कुर्वन्ति तद्वत् केचन तु यानादिकं चालयन्ति रेलयानम् आटोयानम् इत्येवं चालयन्ति इत्येवमेव प्राधान्येन मम प्रदेशे भवति